मया कदापि मम मातरं जलं न दृष्टं मनसः दृष्टं मनसः दृष्टं वनस्पतितः किमपि न लब्धं सति यद् स इदानीं सूर्यपुष्पं वर्धयितुं प्रयतते तद् च मम कृते आश्चर्यं मम पितुः कथितः हरितः अङ्गम् अङ्गुष्ठः आसीद् किन्तु अहं मन्ये तद् केवलम् अन्येषां जनानां तुलने एव अस्ति ये कदापि प्रयासं न कृतवन्तः वयं कतिपयेषु जनेषु अन्यतमः अन्यतमाः आसनीयेषां तृणं किञ्चित् तृणवृक्षं च खटायितुम् आसीत् यस्मात् यस्मात् कारणात् पिता यत्र यत्र आसीत् तत्र तत् तृणानि कटयितुम् इच्छति स्म मान्यता अस्ति यद् उच्छतमा मरुभूमिः तृणवृद्धये विध्यर्थं सुन्दरं कपटयुक्तं स्थानम् अस्ति सः च मार्गं प्राप्तवान् एव परन्तु तदेव तस्य एकमात्रा उपलब्धिः आसीत् मम अधिकांशः यौवने तस्य वृक्षाणां जलं दातुं मम कार्यम् आसीत् यद् सः पीनि पीनियन् पायिन् झुनिप् झुनिप्रवृक्षाणां मध्ये रोपितवान् वर्षेषु सः कतिपयः कति वृक्षान् रोपितवान् इति वक्तुं न शक्नोमि सम्भवतः सहस्राणि तानि केवलं तद् न कृतवन्तः परन्तु तथैव अहं ग्रीष्मकाले मम शनिवासरान् व्यतीतवान् अदेशीयवृक्षाणां जलं दत्त्वा एकदापि न वर्तते वर्धन्ते अधिकतया मृताः मृताः वा म्रियन्ते वा यद् अहं दृश्येषु न मञ्चानिष् मञ्चानिडासु उक्खस्वच्छं क्रुकलासान् सर्पाञ्चां मिलितावान् अधुना अहं बहु बहु वृद्धः अस्मि कदियानियं वस्तूनि जानामि च अहं मन्ये यत्र अहं वर्धितः तत्र उद्यानस्य अमेरिक् विषयाणां विचारः असीत् तत्र एतावत् एतावन्तः आश्चर्यजनकाः वनस्पतयः आसन् परन्तु वयं ज्ञातुम् अति भूमिः मूर्धा आसन् बाल्ये अहं वसामि वसन्तवृष्टिः अनन्तरं मरुभूमिवायुनः गन्धेन सह मिश्रितां द्रोणीं क्रेतुं क्रेतुं पत्या पर्याप्तं धनं प्राप्तुम् इच्छति स्म तादृशं किमपि नास्ति अहं यावत् अहं तत्र गन्तुं न शक्तवान् तावत् एव अहम् अवगच्छामि यत् एतत् यथार्थतया कियद्विशेषम् अस्ति अहं तं द्विवारं कुक्कुटस्य उत्पादनं कर्तुं प्रयतमाने अपि पश्यन् अस्मि आसं तस्य अत्यन्तम् अन्यं नकरोमि फलता अभवत् सः पुनः कदापि प्रयासं न सः सर्वदा कृषकः भवितुम् इच्छति इति कथयति स्म परन्तु अहं तं कतिपयेभ्यः पयेभ्यः टमाटरेभ्यः परं किमपि न दृष्टवान् ततः च अहम् अष्टवर्षपर्यन्तं स्वप्नं पश्यन् सेनायाः सदस्या अभवं यत् कुत्रचित् यत् मम उद्यानं श्वः च भवितुम् अर्हति तत्र निवासः कीदृशः भवेत् इति उभयोः विषये अपि बहु न जानामि स्म परन्तु अहम्